हरिः ओम् हा हरि ओं नमस्कारः आं जि आं महोदय हा चिन्ता मास्तु अहं अन्तर्जालमार्गमेन योगाभ्यासं पाठे पाठयिष्यामि हा हा अन्तर्जालद्वारा चिन्ता मास्तु के के किमर्थं भवान् इदं न आगच्च आगतवान् नागच्छन्

कष्टं वा ओ प्रायेण वयं साक्षात् वर्गं चालयामः परन्तु बवस् बव भवतः कष्टं अहं ऐ अण्डर्स्ट्याण्ड् तत्कारणेन द् द प्रय् प्रतिदिनं सायङ्कालसमयं भवतः उचितं वा कदा समयम् उचितम् सायङ्काले षड्वादनतः सप्तवाहन सप्तवादनपर्यन्तं चालयितुं शक्नोमि

आम् आम् आम्

तद् चिन्ता मास्तु न् भवतः मोबैल् करवाणी अस्ति वा हा हा क् कारणं किं अहं वीडियो मार्गेण पाठयिष्यामि

एक सरळम् आं लूस् फ़िट्टिङ्ग् वदति किल तस्य एक तत् कथं वदामि पञ् पञ्चगच्चम् अपि हा पञ्चगच्छम् अपि चल् यु नो दरितुं शक्नो शक्यते

आम् आम् अहं वदति किल वदामि किल तत् त तस्य न भवतः फ़ोन् वीडियो स्विच् आन् करणीयं ओं हा वीडियो स्विच् आन् करणीयं वीडियो मुखेन भवान् किं करोति इति मम न प पश् पश् आम् आमं जि आं जि दर्शनं कर्तुं शक्यं शक्यते हा हा मम नाम भवतः नाम किं मुरळी वेङ्कटेशः सम्यक् सम्यक् ओे के नमस्ते नमस्ते पुनर्मिलामः